वैल् युवर् कनेक्ट् युवर् काल् हरिः ओं हरिः ओं वदतु का अस्ति नमस्ते नमस्ते हा हा आम् आम् आम् जलशुद्धिकरणकार्यालयः एव कुत्र वसति भवती आ हा हा अस्तु वदतु किम् अभवत् का कम्प्लेण्ड् का अस्ति हा

कति दिनानि अभवत् तत्र अस्माकम् अस्माकं जलसमित्याः जवान् भवति सः नागतवान् वा तेषां कृते कम्प्लेण्ड् न दत्तवन्तः वा हा हा हा अस्तु अहम् अहं नूतनः आगतवान् अहं नूतन ओफ़िसर् इति रूपेण आगतवान् अहं पश्यामि किं किमस्ति वदतु किन्तु तत्र गृहसङ्ख्या का अस्ति भवत्याः गृहसङ्ख्या वीथी नाम रोड् नम्बर् त्रिमध्ये भवति वा भवती हा आहा हा

अस्तु अस्तु नैव इदानीन्तन इदानीन्तनकाले अस्माकं प्राजेक्ट् ये प्राजेक्ट् अस्ति ततः जलमानेतव्यं तत्र प्राजेक्ट्मध्ये जलं न्यूनमभवत् अतः भूम्याः अधस्तात् जलमेव आगच्छति तत् सत्यमेव परन्तु तत्र ब्लीचिङ् पौडर् इत्यादि अपि अहं पश्यामि अद्य गत्वा हा हा हा तद् सत्यमेव सत्यं सत्यं सत्यं जनाः एतादृशम् एतादृशं भवेत् चेत् आफ़ीसर् तस्य अलर्ट् भवति भवत्याः दृष्टः भवेत् सर्वे अत्र सर्वत्र सम्यग् सम्यग् अहं पश्यामि निश्चयेन अहं एतद् कम्प्लेण्ड् स्वीकृत्य तत्र अहं मम सह उद्योगिनः सन्ति किल तेषामपि अहं तत्र गच् गत्वा पश्यामि किमपि न भवतु आं साक्षात् आगत्य एव पश्यामि तत्र चिन्ता मास्तु अहम् एकं दिनद्वयेभ्यः दिनद्वयेषु अहं तत्र अहं तत्र अहं पश्यामि एव हा चिन्ता मास्तु अहं निश्चयेन अहं तत्र परिष्कारं परिष्कारमार्गं पश्यामि आं भवत्याः भवत्याः कृते आम् नमस्ते नमस्ते